भवता प्रेषितः ट्राक्पेण्ट् यथा अहं मोबैल् मध्ये पश्यामि तथा नास्ति ट्राक्पेण्टस्य वर्णः भिन्नः अस्ति अपि च आकारः लघुः आसीत् ट्राक्पेण्टस्य तन्तुः बहिः आगतः जले स्थापिते तदा तस्य वर्णो गतः